आम् सामाजिकपरि सामाजिकपरिरक्षणे अभिवृद्धौ च कार्यक्रमाणि अस् मम प्रदेशे प्रचलितानि सत्यं सर्वत्र उत्तमरीत्या प्रचलन् अस्ति सर्वकारिकसहकारः जनेभ्यः प्रदत्तं लक्षितं वा आम्